वस्तुतः शास्त्रीयदृष्ट्या अर्थशास्त्रस्य अर्थशास्त्रनामकः यः ग्रन्थः वर्तते तस्य रचयिता वर्तते कौटिल्यः तर्हि वयं यदि सर्वप्रथमः विश्वस्य सर्वप्रथमः अर्थशास्त्रकारः इत् कः इति प्रश्नः अस्माकं मनसि आगच्छति तर्हि वयं निश्चयेन वक्तुं शक्नुमः यत् कौटिल्यः नाम चाणक्यः एव अर्थशास्त्र सर्वप्रथमः अर्थशास्त्रकारः तेन नाम चाणक्येन कूटनीतिविषये तस्य ग्रन्थे बहु किमपि सुन्दरतया लिखितं तत्र एकः प्रसङ्गः मया स्मर्यते अधुना तेनोक्तं यस्मिन् राज्ये राजा

बहु किं तत्र दुष् नाम दुष्कर्म इत्यादिकम् आचर आचरन्ति नाम यत्र विपक्षीयजनाः एकत्री भू एकत्रि भूय एकस्यैव राज्ञः कृते तत्र एकस्यैव राज्ञः तत्र प्रतिविरोधं प्रदर्शयति तद्वयं तत्र तत्र ज्ञातुं शक्नुमः यत् सः राजा सम्यगस्ति पुनः तस्य कूटनीतिः नाम डिप्लोमेसि इति सम्यगस्ति कूटनीतिः नाम डिप्लोमेसि सम्यक् भवति चेत् अन्यैः त् देशैः सह अस्माकमपि देशस्य तत्र सम्पर्कः सुसम्पर्कः भवितुमर्हति